नगराणां पत्रिकासु स्थानीयवार्ताः पर्याप्ततया नास्ति इति अहं मन्ये यत्र कुत्रापि कलहं भवति इत्यादय विषयाः एव अधिकं स्थानीयवार्तामध्ये सन्ति किन्तु यत्र बालकानां कृते किमपि कार्यशाला कार्यशाला अथवा ज्ञानार्थं प्रकाशिनि इत्यादीनि विषयानि कुत्र भवति इति केनापि न ज्ञातम् मुख्यविषयाः बहवः त्यक्ताः एव यत्र एन्जिवोस् कार्याणि कुर्वन्ति भारतदेशस्य प्रवर्धनार्थं तानि अपि त्यक्तानि एव सन्ति अतः इतःपरम् नगराणां पत्रिकासु बालकानां कृते भारतदेशस्य प्रवर्धनार्थम् अपि वार्ताः आगन्तव्यम्